वार्तामाध्यमाः तावत् विषयान् वदन्ति ग्राम्यक्षेत्रेषु पर्याप्तविषयान् दर्शयन्ति परन्तु सः विचारः अधिकः भवति वा इति मम अभिप्रायः केचन विचाराः भवन्ति तान् ते वक्तव्याः इत्येव नास्ति एवं वृथा चर्चा अपि क्रियते इति भासते तादृशी वृथाचर्चा व्यर्थचर्चा ग्राम्यजनेभ्यः अनपेक्षिता एवं ग्रामजनानां यः समीचीनः विषयः वर्तते सः प्राप्तव्यः तादृशमेव विषयं तादृशीं तादृशविषयः एव तेभ्यः वक्तव्यः इति मम अभिप्रायः अथवा अतः तदर्थमिति व्यवस्था कर्तव्या वृथा किञ्चित् चर्चा राजकीयचर्चा इत्यादिकं तेभ्यः अनपेक्षिता वर्तते पुनः ग्राम्यजनेभ्यः यः अपेक्षित अंशः वर्तते तेषां पूरणार्थम् अस्माभिः व्यवस्था कर्तनीया कर्तव्या